अहं हेरम्ब बट्टः मैसूर्नगरे वसामि अस्मिन् प्रदेशे भूमिविक्रयणार्थम् अनेकाः समस्याः सन्ति अत्र ये जनाः भूमिं दास्यन्ति क्रयणार्थं तेषां सकाशे अधिकृतं पत्रादिकं न भवन्ति ते अन्यान्यप्रदेशं दर्शयित्वा इदमेव मम क्षेत्रम् इति वदन्ति वास्तवरूपेण तत् तेषां भूमिः नास्ति किन्तु धनग्रहणार्थं ते एतादृशम् अन्यायं कुर्वन्ति ये मैसूरुनगरे या भूमिः विक्रयणार्थं मूढा इति एका सर्वकारीयसंस्था वर्तते तत्रापि उत्कोचादिकं स्वीकृत्य अधिकारिणः अन्येभ्यः जनेभ्यः तत्र तत्र भूमिं दास्यन्ति यदि जनाः तत्र भूमिं भूमिदानार्थं तत्र तत्र भूमिं दास्यन्ति ये विक्रेतारः सन्ति ते अवश्यं पत्रादिकं सम्यक् दृष्ट्वा वाकीलैः तस्य सत्यासत्यविषये परामर्शं कृत्वा यदि विक्रीयते तदा सम्यक् भवति अथवा यदि तादृशः व्यापारः अथवा क्रयविक्रयणं न हि न क्रियते तदा तेषां समस्या भवति तेषां भूमिः अपि न भवति तेषां धनहानिः अपि भवति एतत् अस्माकं क्षेत्रे विद्यमाना भूमिः क्रयणविक्रयणसमस्याः